अन्यभाषाप्रभावेन संस्कृतभाषाप्रयोगे प्रयोगः न्यूनः जायमानः एव अस् अस्ति इदानीम् इदानीं संस्कृतभाषायाम् कति जनाः सम्भाषणं कर्तुं शक्नुवन्ति विरलाः जनाः एव एतत् तु दुःखकरं दुःखकरः विषयः आङ्ग्लभाषायाः प्रभावः हिन्दीभाषायाः प्रभावः अधिकः अस्ति विद्यालयेषु अपि यदा छात्राः पुस्तकं दृष्ट्वा पठन्ति चेतपि हिन्दीभाषया एव एव पठन्ति संस्कृतभाषायाः वैशिष्ट्यं ते न जानन्ति इति क्लेशकरः विषयः एव विद्यालयेषु आङ्ग्लभाषायाः प्रभावः अधिकः अस्ति आङ्ग्लभाषायाः आङ्ग्ल भाषायाः कृते मुख्यत्वम् अधिकं विद्यालयेषु सन्ति अतः संस्कृतभाषायाः महत्वम् अधिकः जनः न जानाति